मया अध्ययनं क्रियमाणम् इति कृत्वा कदाचित् स्पर्धार्थं गन्तव्यमिति चिन्तितं तदा मया अद्वैतशास्त्रे ब्रह्मसूत्रस्थचतुर्थाध्यायः भाषणार्थं स्वीकृतमासीत् तस्य पाठः न जातः किन्तु तद्विषये स्व अध्ययनं कृत्वा भाषणं कृतमस्ति मया इति कृत्वा स्वाध्यायः जातः इति चिन्तयामि तेन पुरस्कारः न प्राप्य न प्राप्तं चेदपि न मे दुःखमस्ति किन्तु मम प्रयत्नः तत्र वर्तते इति कृत्वा सन्तोषः एव वर्तते एवं च मया प्रतिदिनम् अनुष्ठानं क्रियमाणं तेन च तद्दृष्ट्वा लघु बालिकाः अपि तस्य अनुसरणं कृतवन्तः इति मम बहु सन्तोषः वर्तते एवं च त तत् त ताभ्यः उक्तमस्ति इति कृत्वा तत् श्रुत्वा मया ज्ञातमस्ति तत् ताः अपि अनुसरणं कृतवन्तः इति